अहमपि एकं पुस्सकं पठ पठितवान् आसन् मैण्ड् पवर् डेवलप्पिङ्ग् इति तस्य नाम आसीत् तत्र मेन् विषये किं दृष्टवान् नाम तत्र उल्लिखितमासीत् मैण्ड् डेवलप् कर्तव्यं नाम सम्यक्तया बहु समयम् उपविश्य सम्यक्तया पठनीयं ट्वेण्टि फ़ोर्स् वा भवतु तत् ये तु भवतु सम्यक्तया उपविश्य पठनीयं पठनीयं पठनीयं केवलं पठनीयम् एवं सर्वम् उल्लिखितमासीत् तदानीमेव एकः प्रसिद्धः व्यक्तिः एवं भवन्ति तेषां लैफ़् स्टोरि एकं पु पुस्सकं आगतं तत् सर्वं पठितवान् आसन् तदानीं तत्र लैफ़् स्टोरि मध्ये ते लिखितवन्तः अहं बहु न पठन्नासन् परन्तु कदा पठनीयं तत्समये केवलं पठन्नासन् सम्यक्तया अनन्तरम् अन्यत् समये अहं क्रीडार्थं वा कार्यार्थं वा एवमेव यूस् कुर्वन् आसम् किमर्थं नाम तथापि यूस् कृतं किमर्थं नाम केवलं पठनेन ट्वेण्टि फ़ोर् अवर्स् शिरोवेदना वा एवम् आरोग्यसमस्यापि आगच्छन्ति तत् कारणेन किञ्चित् क्रीडनीयं चेत् अन्यत् कार्यमपि कर्तव्यं एवं सर्वं वा उल्लिखितमासीत् किमर्थम् एतादृशं भवन्ति चेत् नाम पुस्तकं मध्ये एवं क्लेशः ते किं चिन्तयति तदेव लिख लिखन्ति तत् कारणात् एव एवम् आगच्छन्ति सर्वे किं चिन्तयति तथा चिन्तयित्वा पुस्सकं लिखामः चेत् तथा किमपि न भवति